नमोनमः महोदय

अहं श्वेता अस्मि मम सखी भवत्याः सङ्ख्यां दत्तवती मन्दिरा इति तस्याः नाम सा उक्तवती किं भवत्याः सह सम्भाषणेन अहं किञ्चित् मध्ये मध्ये कष्टमनुभवामि कदाचित् तथा असन्तुष्टा भवामि तर्हि अस्मिन् विषये भवत्याः सह सम्भाषणेन किमपि कोपि उपायः लभ्यते वा इति द्रष्टुं मम सखी उक्तवती एकवारं सम्भाषणं करोतु इति कृपया सूचयतु महोदय अहं बेङ्गलूरूनगरे वसामि अहं गृहिणी तु अस्मि एव तथा अहं मध्ये मध्ये प्रकल्पान् स्वीकृत्य तथा लघुलघु प्रकल्पान् पूर्णं करोमि तथा संस्कृतभारत्याः अपि कार्यं करोमि अहं चिन्तयामि अष्टेभ्यः वर्षेभ्यः कार्यं चलति मम समानसमये अहं पठनमपि करोमि तेन कारणेन कदाचित् समयस्य अभावः भवति किल बहु अधिकानि कार्याणि तेन मध्ये मध्ये कष्टमनुभवामि तथा न कदाचित्तु एतादृशीं वेदनामनुभवामि वस्तुतः तु किं नेत्रवेदनाम् अनुभवामि तथा निद्रायाः अपि सम्यक्रीत्या निद्रां न आयाति रात्रिसमये समये न आगच्छति वस्तुतः अनन्तरम् आदिनं तेन कारणेन निद्रामनुभवामि वा श्रान्ता श्रान्तत्वमनुभवामि वा

हा हा हा हा कार्पासम्

हा हा अच्छा जले किमपि स्थापनीयं वा अथवा जलमेव केवलम् हा अस्तु अस्तु

अस्तु हा हा

तर्हि भवती तत् यानि आसनानि अथवा नेत्राभ्यासः सन्ति तस्य चित्राणि वा नामानि प्रेषयती वा मत्कृते तेन सरलतया कर्तुं शक्नोमि

अस्तु अस्तु अस्तु धन्यवादाः भगिनी निश्चयेन दशदिनमेतत् कृत्वा पश्यामि पुनः समस्या भवति एव तर्हि पुनः सम्भाषणं करोमि दूरवाणीं करोमि हा हा धन् हा शुभदिनं महोदया धन्यवादाः